हरिः ओम् एतत् मधुरम् आपणः अस्ति खलु आपणः नाम किं भगिनि अहं न जानामि मधुरम् एवं वा अस्तु अस्तु भगिनि भवत्याः आपणे किं किं मधुरम् अस्ति इति वदतु भगिनि एवं वा एवं वा मैसूर् पाक् मिलति वा भगिनि धार् धार्वाड पेडा मिलति वा भगिनि एवं वा एवं वा अस्तु भगिनि वा कति घण्टाः कः समयः उद्घाटयतु उद्घाटयति आपणं एवं वा अस्तु भगिनि अहम् एकवारम् आगमिष्यामि एवं मम गृहप्रवेशम् अस्ति म्य मम आम् म्य पञ्च एवं वा अस्तु भगिनि शृणोतु मह्यं पञ्च किलो मैसूर्पााक् अवश्यकं तदनन्तरं तदनन्तरं गुलाब् जामून् अवश्यकम् एवं वा एवं वा मह्यं तुप्पदमैसूर् पाक् अवश्यकं भगिनि अस्ति खलु हा जातः वा अस्तु भगिनि कति अस्ति एवं वा अस्तु वयं पञ्च किलो अवश्यकम् तदनन्तरं गुलाब् जामुन् अस्ति खलु आ आम् आम् काला जामुन् आवश्यकं भगिनि काला जामुन् अव अस्ति खलु मह्यं षड् किलो अवश्यकं भगिनि पूर्वं वदिष्यामः वा पूर्वं वदिष्यामः वा अस्तु काजुकट्लैट अस्ति वा भगिनि अस्ति अस्ति वा दश किलो आवश्यकं भगिनि मह्यं आम् ब ओ आन्लैन् सर्विस् अस्ति वा भगिनि भवत्याः आपणे एवं वा सम्यक् समीचीनं भगिनि एवं वा अस्तु भगिनि अहं पूर्वं रूपाणि दास्यामि तदनन्तरं भवती मम गृहम् आन्लैन् सर्विस् करोतु अस्तु वा अहं मम गृहं गृहं विळसः वदामि भवती लिख लिखतु हा तथा वा अवश्यकं भगिनि समण्लूर् खार अस्ति वा तवणोर पञ्च के किलो आवश्यकं भगिनि ह हुब्बल्लिनगरे बहु बहु प्रसिद्धः घाटे घाटे अस्ति खलु एतत् अस्ति वा ओ हरितः चट्नी हरितः चट्नी अपि अस्ति वा एवं वा अस्तु भगिनी वयं दश किलो आवश्यकम् घाटे किमर्थमित्युक्ते घाटे मम कुटुम्बे बहु रोचते तथा खादितवन्तः खादितवन्तः भगिनि मया तत् आगमिष्यामि भगिनि आगमिष्यामि रसगुल्ला अस्ति वा भगिनि ह एतत् अस्तु भगिनि बृहतः शीतम् शीतम् हा पेटिका अस्ति भगिनि ह शीतम् अस्ति पेटिका शीतपेटिका अस्ति गृहे मह्यं त्रि किलो अवश्यकम् अस्तु भगिनि श्वः अहम् आगमिष्यामि अस्तु वा अस्तु भगिनि धन्यवादः आं भगिनी निश्चयेन वदिष्यामि वदिष्यामि अस्तु राम् राम्